पूर्वम् अहम् एतादृशं न चिन्तितवती किन्तु एकं पुस्तकमस्ति धर्मक्षेत्रम् इति आङ्गीलपुस्तकमेव किन्तु तं पठित्वा विषयान् अहम् सम्यक् अवगतवती किं चेत् तत्र एकम् एतत् किं नाम कुरुक्षेत्र युद्धस्य अनन्तरम् एकम् तत् एकं फ़िक्षन् एव अस्ति युद्धस्य अनन्तरम् यदा सर्वे मृतवन्तः तदनन्तरं ते सर्वे यमस्य यमस्य किं राजधानिं प्राप्नुवन्ति तत्र किं भवति किमर्थं सः यमः प्रश्नं पृच्छति प्रथमं किं कुन्तिं प्रश्नं पृच्छति द्रौपदीं वृ ण द्रौपदीं कर्णम् अर्जुनं शकुनी दुर्योधनं सर्वान् प्रश्नान् पृच्छन्ति एकेकम् आगत्य तस्य उत्तरं ददाति किमर्थम् एतत् एतादृशं भवान् कृतवान् किम् अभवत् किमर्थं दुष्टकार्यं कृतवान् आसीत् एतादृशं ते पृच् यमः पृच्छन्ति पृच्छन्ति यमः चित्रगुप्तः च तदा ते उत्तरं ददाति उत्तमम् अस्ति बहु मह्यं रो अरोचत् बहु उत्तमम् अस्ति बहु उत्तमम् आसीत् पुस्तकमपि तद् किञ्चित् यपिक् इति एकम् दूरदर्शने एकं चानल्मध्ये एतद् एकम् एकं किं वदामः टीवि शो मध्ये तद् आगतम् आसीत् तद्दृष्ट्वा एव मह्यम् एतद् एतद् पुस्तकं स्वीकृत्य एकवारं पठामि इति चिन्तितवती अतः तद् उत्तमम् आसीत्